अस्माकं प्रदेशे अथवा मण्डले बहूनि पुजास्थानानि वर्तन्ते तत्र प्रमुखं पूजास्थानं भवति दक्षिणाम्नाय शृङ्गेरीशारदापीठम् एतत् शङ्कर एतत् पीठं गुरुचरणैः शङ्कराचार्यैः प्रतिष्ठापितं वर्तते अद्वैतस्य प्रसाराय प्रसारणाय च इदं पीठं कटिबद्धं वर्तते अत्र च मातुः शारधाम्बायाः पूजा अस्माभिः क्रियते प्रतिवर्षं रतोत्सवाः नवरात्र्युत्सवः नवरात्रोत्सवः इति बहवो हि उत्सवाः अत्र चाल्यन्ते परम् आकर्षकं भवति नवरात्रोत्सवः नवरात्रिसन्दर्भे नवदिनेषु शारदाम्बायाः कृते नवविध अलङ्कारेण अलङ्कृत्य विविध रीत्या पूजा क्रियते एषः अत्रत्यः महोन्नतः उत्सवः वर्तते तेन सहैव बाबाबुडङ्गिरि इति यद्वर्तते तत्र दत्तात्रेयपीठं वर्तते तत्र च दत्तमालाधारिणः बहवो हि दत्तभक्ताः प्रतिवर्षं विना पादरक्षां विना पादरक्षां पर्वतस्य आरोहणं कृत्वा पूज्यस्य दत्तात्रेयस्य दर्शनं कुर्वन्ति एतानि सर्वान्यपि पूजास्थानानि अस्माकं धर्मस्य परम्परायाः संरक्षणे सर्वदा अपि प्रभावजनकाः एव वर्तन्ते यतोहि सनातनधर्मस्य अस्मिता वर्तते एतादृशानि पूजास्थानानि यतः तथैव वेदोखिलो धर्ममूलम् इत्यपि उच्यते तद्वदेव शृङ्गेरीशारदापीटे वेदस्य पठनं पाठनम् उभयमपि भवति ते तेन प्रभाविताः अत्रत्य अत्र आगताः सर्वेपि प्रवासीबान्धवाः सनातनधर्मं प्रति आकर्षिताः भवन्ति इत्यतः एतानि सर्वान्यपि पूजास्थानानि अस्माकम् अस्मितायाः संरक्षणे प्रसारणे च सर्वदा हि कार्यरताः वर्तन्ते